कर्नाटभाषायां चानल् वर्तते तत्र पूर्वं ज़ी कनडामध्ये वीकेण्ड् वित् रमेश् इति कार्यक्रमः आगच्छति स्म नववादनतः दशवादनपर्यन्तं तत्र एकः एकः साधकः भवति तम् आहूय सः जीवने किं किम् आचरितवान् किं किं तत्र प्रेरणादायकादिकं तत्र उच्यते तदुक्त्वा च जनानां कृते सन्देशः यथा प्रापेरन् तथा तत्र कार्यक्रमः आयोज्यते सः एकः कार्यक्रमः मम कृते किमर्थम् इष्टं नाम तत्र बहवः ये साधनां कृत्वा इदानीं मया किमपि न साधितं तथा ते जीवन्तः सन्ति उदाहरणार्थं सुधानारायणमूर्ती अनन्तरं प्रसिद्धनटाः ते तेषां जीवने कथम् आसन् नाम इदानीं विधानसभाक्षेत्रादिषु ये सन्ति ते अपि आगताः ते तेषां जीवने किं कृतवन्तः इन्फफ़ोसीस् ये निर्माणं कृतवन्तः ते आगताः बहवः बहवः आगत्य गताः तेषु ते तेषां जीवने किं किं कृतवन्तः इत्यादि प्रेरणादायकं यथा अस्माकं प्रेरणा भवेत् तादृशवचनानि तत्र उक्त्वा अस्माकं प्रेरणां कारितवन्तः इति कृत्वा मम कृते सः कार्यक्रमः बहु इष्टं भवति